अहं तेलङ्गाणातः भाग्यनगरे वसामि भाग्यनगरम् इत्युक्ते हैद्राबादः इति लोकप्रसिद्धः नाम अस्ति तत् पुरातनं नाम तु हैद्राबादः इति एव परं भाग्यनगरम् इति केचन वदन्ति अत्र बहु शैत्यं न भवति बहु उष्णं न भवति बहु वातावरणं तु सम्यकेव भवति अत्र जनः निवासार्थं सौकर्यं भवति अत्र शैत्यकाले मासद्वयमेव अधिकम् शैत्यं भवति अनन्तरकाले वासयोग्यमपि भवति अतः सर्वे अत्र आगत्य जीवनं कुर्वन्ति भाग्यनगरे बहवः अत्र स्थितः वातावरणकूलं सर्वान् रोचयति ततः अत्रेव निवासं कर्तुं बहु प्रयत्नः कुर्वन्ति अत्र कदाचित् वृष्टिः भवति परम् अधिकं न भवति भवति परं यावत् आवश्यकं तावतेव भवति ततः अधिका वृष्टिः न भवति अधिकं शैत्यं न भवति अधिकम् उष्णमपि न भवति एवम् अनेन कारणेन जीवनाय यद् उष्णम् आवश्यकं यद् शैत्यम् आवश्यकं यत् वातावरणं समकूलता अत्र भाग्यनगरे भवति अतः भाग्यनगरं सर्वेषाम् योग्यदायकं स्थातुं स्थानं भवति इति वयं वक्तुं शक्नुमः